हा अहम् आम् आम् आ आं किं वदतु भोः अत्र सर्वे अत्र कालेज् मध्ये सर्वे छात्राः आगच्छन्तु परन्तु ते

ओहो ओहो भवतः

भवान् भवतः पिबति वा टी

भो अहम् अहम् अग्रिमसन्दर्भे टि सम्यक् करोमि चिन्ता नास्ति भो भोः मनसि भोः भवतां मनसि शङ्खा अस्ति अत्रैव श्नेक स्नेक अ अत्यन्तं दीर्घमस्ति कदा कदा खादति खादति कदा खादति भवान् तदा समये ओ हो अत्रैव लघु स्न्याक्स् नास्ति भोः सर्वे सर्वदाद दीर्घम् अस्ति ओ ओ अहं मम कर्मचारी अस्ति अत्रैव हा अहं तु अहं तु सः अहं सूचयामि मम कर्मचारी अग्रिमसन्दर्भे अहं सर्वे टी भवतः कम्प्लेन् आ आमाम् आ हा

आम् आम् अहम् अग्रमे अग्रिमसन्दर्भे अहं करोमि

भो भोः भवता श्वः आगन्तव्यम् अत्रैव अ अहम् आम् भोः अहम् अ आ आम्

भवतः श्वः आगच्छ आगच्छ आगमिष्यामि आम् आम् भो हा हा माम् अहं हा मम परिचयः अहं चिन्ता चिन्ता बहु चिन्ता नास्ति क्षमा क्षमा भो हा हा आं धूम्रपानं भोः भोः श्वः अहं सर्वे दुराचारः अहं समाप्तं करोमि हा निवारणं निवारणं करोमि आम् आम् आम् भोः आ आम् आं भो तु चिन्ता नास्ति भो श्वः भो भवतः आगमनम् आगन्तव्यम्